नमस्ते आचार्या मम नाम काव्या अहं बलप्पाड् बलपाड् इति प्रदेशे शिक्षाशास्त्री कार्यशालायां पठामि अहं भाग भागग्रहणम् अहं करोमि आचार्या अहं सङ्गीतम् सङ्गीतम् अहं आलापयामि अ आम् हा पठितवती अहं पठितवती भवति अहं क्लासिकल् सङ्गीतं पठितवती

विद्यालये अस्माकं पठनं विषये सङ्गीतस्य प्राधान्यमधिकृत्य कोपि आचार्यः न वक्तुं पठनविषयस्य मध्ये कोपि आचार्यः न त तस्मिन् कार्यम् अधिकृत्य न हा अस्तु अस्तु अस्तु अस्तु

आम् अस्तु पठति पठामि अहं पठति आ आ अस्तु अस्तु अस्तु सङ्गीतं छात्राः इच्छन्ति बहवः छात्रैः साकमागत्य सङ्गीतस्य सङ्गीतस्य परिशीलनार्थं मम साकं बहवः छात्राः आगत्य मम मम साकं सङ्गीतं परिशीलनं करो कुर्वन्ति ते हा अस्ति अस्ति श्लोकस्य आलापनाय सङ्गीतम् अतीव प्राधान्यं सङ्गीतं वहदि श्लोकस्य आलापने सङ्गीतस्य किञ्चित् सङ्गीतपरिशीलनं पूर्वं कृतवन्तः इति आ आ अस्तु अस्तु वेदस्य सामवेदे सङ्गीतमन्तर्भवति इति अहं पूर्वम् उच्चारणविषये अपि सङ्गीतस्य प्रा सङ्गीतं प्राधान्यं वहति पाणिनीयस्य अष् अस्माकम् अक्षरस्य स्फुटता स्थानं पाणिनीय व्याकरणशास्त्रे वर्ण्यते माहेश्वरसूत्रमिति

अहं मम दिनचर्यायाः साकं सङ्गीतं सङ्गीतार्थं किञ्चित् समयम् अहं सङ्गीतम् आलापाशीलनं कर्तुम् अहं किञ्चित् समयम् अस्तु धन्यवादः आचार्या धन्यवादः